सप्तचत्वारिंशत् अधिक एकोनविंशतिशततमे वर्षे आगस्ट्मासे से पञ्चदशदिनाङ्कः सप्तचत्वारिंशत् अधिक एकोनविंशतिशततमे वर्षे अक्टोबर्मासे द्वितीयदिनाङ्कः पञ्चाशत् अधिक एकोनविंशतिशततमे वर्षे जान्वरीमासे षड्विंशतिदिनाङ्कः एकसप्तत्यधिक एकोनविंशतिशततमे वर्षे दिसम्बर्मासे षोडशदिनाङ्कः एकोनद्विसहस्रतमे वर्षे जुलैमासे षड्विंशतिदिनाङ्कः